भारतीयसंस्कृते योगस्य महत्वम् अतीव प्राचीनम् अस्ति तथा च भारतीयेषु योगं प्रति उत्साहः जागरूकता च दृश्यते योगः भारतीयसभ्यतायाः महत्वपूर्णः भागः अस्ति तथा च जनाः स्वाभाविकतया स्वजीवने तस्य समावेशं कुर्वन्ति तस्य कथायां सर्वे नायकाः सन्ति यदि भारतं विश्वस्य नेता स्यात् तर्हि अहं बहु प्रसन्नः स्याम् भारतं भारतम् आध्यात्मिकप्रधानः देशः अस्ति योगपरम्परा अतीव प्राचीना अस्ति तथा च तस्य उत्पत्तिः सहस्रवर्षपूर्वम् अभवत् सभ्यतायाः आरम्भात् एव योगः प्रचलति इति विश्वासः अस्ति प्राचीनतम धर्माणां जन्मपूर्वं बहु पूर्वं योगो जातः इत्यर्थः योगविद्यायां शिवः आदियोगी आदिगुरुः इति मन्यते शङ्करभागवतः परं वैशिका ऋषिभ्यः योगः प्रारब्धः इति मन्यते पश्चात् कृष्णः महावीरः बुद्धः च स्वविधिना तस्य विस्तारं कृतवन्तः तदनन्तरं पतञ्जलिः व्यवस्थितरूपं दत्तवान् एव रूपं पश्चात् सिद्धपथं शैवपथम् पन्थनाथपन्थ वैष्णवशाक्तपन्थिभिः स्वस्वप्रकारेण विस्तारितम् योगसम्बन्धाः प्राचीनतमाः ऐतिहासिकसाक्षाः सिन्धु उत्पत्यकायाः सभ्यतायाः प्राप्ताः विषयाः सन्ति येषां शरीरस्य मुद्राः आसनानि च तस्मिन् काले योगस्य अस्तित्वस्य प्रत्यक्षं प्रमाणं भवति यदि वयं योगस्य इतिहासं पश्यामः तर्हि तस्य आरम्भस्य अन्त्यस्य वा प्रमाणं नास्ति किन्तु योगस्य वर्णनं प्रथमं वेदेषु प्राप्यते वेदाः प्राचीनतमं साहित्यं मन्यन्ते